अयि भोः अहम् अग्रिमे सप्ताहे परिवारजनैः सह पुष्करनगरे गन्तुम् इच्छामि तत्र एकं कार्यानम् अपेक्ष्यते तत्र चतुरः जनेभ्यः कीदृशं यानम् अपेक्ष्यते तर्हि तत् यत् बृहद् यानं प्रेष्यते तत् तस्य कृते कियत् धनम् अपेक्ष्यते यदि लघुयानं कार्यानं प्रेष्यते तत्कृते कियत् धनम् अपेक्ष्यते इति कृपया वद